नमस्कारः नमस्कारः महोदये हरिः ओम् हा श्रूयते श्रूयते सम्यक् श्रूयते आम् वयं अस्माकं स्कूल्तः अत्र प्राणिसङ्ग्रहालयं द्रष्टुम् आगतवन्तः महोदये हा सम्यक् धन्यवादाः अत्र किं किं द्रष्टुं शक्नुमः वयं

हा हा हा हा हा व्याघ्राः व्याघ्राः सिंहः हा

हा अस्तु महोदये धन्यवादाः अत्र बालकाः सह वयम् आगतवन्तः सन्ति अत्र किमपि भयं किमपि नास्ति किल प्राणिनां सह बालकानां सर्वं सर्वां श्रेनमेव भवति किल अस्तु महोदये अस्तु धन्यवादः आं प्राणिनां समीपे गन्तुं बहवः दूरं गन्तुं चलनीयं किल चलनीयं किल तत्र तत्र गन् हा न न न अहं किं पृच्छामि चेत् तत्र गन्तुं किमपि वाहनमस्ति वा बग्गी एलेक्ट्रिक् वेहिकल् कर्तुं शक्यते अस्तु अस्तु हा कोपि हा अस्तु ह कोपि अस्माकं सह आगच्छन्ति वा प्राणिसङ्ग्रालयं तर्हि अहं तर्हि हा हा हा तं प्रेषयन्तु महोदये कृपया सः विवरणं विवृणोति विवरणं करोति किल आम् आं किमपि शुल्कं दातव्यं मया तस्य कृते शुल्कं शुल्कं निश्शुल्कं वा शुल्कं तदा दातव्यं वा अस्तु महोदये बहवः धन्यवादाः धन्यवादाः महोदये धन्यवादाः धन्यवादाः धन्यवादाः अस्तु अस्तु महोदये नमस्कारः नमस्कारः धन्यवादः